शास्त्रं दर्शनम् शिष्यते अनेन शास्ति त्रायते च इति शास्त्रम् इति शास्त्रशब्दस्य व्युत्पत्तिः दृश्यते यथार्थतत्त्वम् अनेन इति दर्शनम् दर्शनस्य पर्यायः एव शास्त्रं वर्तते मया व्याकरणशास्त्रम् अधीयते मुखं व्याकरणं स्मृतम् इति वाक्येन व्याकरणस्य माहात्म्यं ज्ञायते व्याक्रियन्ते अनेन विविच्यन्ते प्रकृतिप्रत्ययादयोः यत्र तत् व्याकरणम् इति व्युत्पत्तिमाश्रित्य व्याकरणं शब्दशास्त्रम् इति ज्ञातुं शक्यते आधुनिककाले पाणिनीयव्याकरणमेव अत्यधिकम् अधीयते पाणिनीयव्यकरणस्य मूलग्रन्थं पाणिनेः अष्टाध्यायी वर्तते अष्टाध्यायी अष्ट अध्यायानां समाहारः वर्तते पुनः प्रत्येकेऽस्मिन् अध्याये चत्वारः पादाः वर्तन्ते एवम् अष्टाध्याय्यां चतुर्विंशतिपादाः वर्तन्ते लौकिकवैदिकप्रयोगाः अनेन पाणिनिव्याकरणेन साध्यन्ते इति अस्य व्याकरणस्य माहात्म्यम् इदं व्याकरणं सूत्ररूपं वर्तते तत्र प्रायः चतुस्सहस्रसूत्राणि वर्तन्ते इदं व्याकरणं पाणिनीयव्याकरणम् त्रिमुनिव्याकरणम् इत्यपि प्रसिद्धम् अत्र मुनित्रयं पाणिनिः कात्यायनः पतञ्जलिश्च